मम ग्रामे सर्कारीहिरियप्राथमिकशालः इति विद्यालयः वर्तते तत्र सर्वविध सौकर्याः कल्पिताः वर्तन्ते तत्र उत्तमशौचालयव्यवस्था बालकानां कृते पृथक् बालिकानां कृते पृथक् अपि अस्ति पेयं जलं वर्तते तत्र उत्तमक्वालिटि फ़िल्टर् स्थापितं वर्तते ग्रन्थालयः अपि निर्मितम् अस्ति तत्र बहूनि उत्तम उत्तमपुस्तकानि वर्तन्ते पुनः छात्रानां कृते उपवेष्टुम् उत्तमक्वालिटि उत्पीटिकाः स्थापिताः आसन्दाश्च स्थापितम् भोजनादिकं मिलति माद् प्रतिदिनं मध्यान्हे भोजनव्यवस्था कृता अस्ति तत्र वैविध्यमय आहारं पौष्ठिकञ्च आहारं दीयते छात्रेभ्यः पुनः तत्र शिक्षकाः समीचिनाः सन्ति पठनं पाठनं इतोपि वर्धनीयं भवति